कन्नडभाषायां देवुडुवर्यस्य महादर्शन इति पुस्तकं मया बहुवारं पठितं तत्र भाषासम्पत् अस्ति तथा तत्र लेखकस्य शैली बहु रोचते मम मया अतः अहं पुनः पुनः तत् पुस्तकं पठामि तद्विषये चलनचित्रं द्रष्टुम् अहं न इच्छामि यतः पुस्तकपठनसमये या कल्पना मनसि भवति तत् चलनचित्रे साक्षात् तत्र रसानुभवः न भवेत् इति भीतिः